सामान्यतः जनाः चित्रकलाम् इच्छन्त्येव तत्र केचन प्रवर्तन्ते अपि आदावेव केचन दोषाः तत्र सम्भवन्ति जनाः आदौ आदिमसोपानः यः अस्ति तस्य आरोहणं न इच्छन्ति तत्र मनुष्यचित्रं कर्तुमेव आदौ इच्छन्ति अतः आदिमः दोषः सः एव सोपानं क्रमशः आरुह्य गन्तव्यं आदावेव अन्तिमं गच्छामि इति चेत् तत्र दोषः एव सम्भवति एवम् आदौ लघु लघु चित्राणि पठ पठनीयानि तदुत्तत्रं क्रमेण यदा इतः परं मया कर्तुं ज्ञायते इति अवगम्यते तदानीं यत् चित्रं महत्तरं भवति तत्र प्रवर्तनीयमिति भाति कश्चन गुरुः लभ्यते चेत् तस्य कृते सहायः भवति उत्तम उत्तमः कलाकारः भवितव्यः चेत् वर्षाणि एव अपेक्षन्ते इति मे भाति